हरि ओम् अहमस्मि शन्तनुः तत्रगि तन्त्रज्ञानविकासेन मम जीवनं बहु उन्नतावस्थायं जातम् यस्मिन् कार्ये मम कार्यं बहु विलम्ब भवति तत् कार्यम् अपि सुलभतया कार्यं भवति एवं च यद् यद् कार्यं करोमि तद्बहु समीचिनं रूपेण भवति यस्मिन् विसये अहं कठिनम् इति चिन्तयामि तस्मिन् विषये तत्र अन्तर्जालमाध्यमेन दृष्ट्वा अहं समीचिनरूपेण तस्य कार्य तस्मिन् कार्ये लघुसमयरूपेण तत्र कार्यं कु कार्यं कर्तुं समर्थः भवामि तर्हि तन्त्रज्ञानेन बहु विकासः भवति एतदर्थं अहं सर्वदा किञ्चित् किञ्चित् अन्तर्जालमध्यमेन सर्वाणि कार्याणि मम सिद्धि सि सर्वाणि कार्याणि मम सिद्ध्यति